यदा अहम् एकवारम् इतः ब्याङ्ग्लूर् गतवती तदा सार्वजनिक बस्यानेन गतवती तदा बस्याने शुद्धता नास्ति इति कारणात् अहं कष्टम् अनुभूतवती अनन्तरम्मध्ये एकवारं स्थगनम् अपि अभवत् तद् वो सम्यक् न पश्यन्ति इति कारणातेव एतादृशाः समस्याः भवन्ति इतोऽपि सार्वजनिकम् एतस्य उपरि श्रद्धां स्वीकुर्वन्ति चेत् सार्वजनिकाः यात्रिकाः सुगमयात्राम् अनुभोक्तुं शक्नुवन्ति